हरि ओम् नमस्कारः कः हा हा हा हा हा कया हूं हा आम् आम् आम् आ प्रदत्तं प्रदत्तं प्रदत्तं वयं सर्वे अपि कुलपतिना कुलसचिवानान् च साकं निर्णयितं एकं निर्णयं कृतं किमिति चेत् अस्मिन् नूतन संवत्सरे कानिचन नियमाः निर्णीतम् ज्योतिषविभागे सूर्यसिद्धान्तः सिद्धान्तशिरोमणिः लीलावती बीजगणित इत्यादि बृहज्जातकं प्रश्नमार्गं मूहूर्तचिन्तामणि तथा सर्वेषां विषयाणि शन्तिन सन्ति खलु अद्यापि एतद् तदेव तदेव पाठं करुतु कुरु क्षेत्रम् इति अस्ति अस्ति अस्ति अस्ति किमर्थं चेत् क्षे क्षेत्रमिति अति अवश्यकं कलु तस्मादेव ज्योतिशास्त्रेऽपि कोऽपि व्यत्यासः न भवति वेदान्तशास्त्रेऽपि तथेव भवति प्रपत्याधिकं तथा संग्रह पद्मसख्यानं उपनिषत् तथा च तत्रदेव तदेव तदेव व तदेव भवति प तर्कशास्त्रे अपि तदेव अलङ्कारशास्त्रे अपि हा हा हा तदेव यथा अलङ्कारशास्त्रे अपि अलङ्कारशात्रे अपि कुवलयानन्दः हा हा हा काव्य काव्यप्रकाशः आम् हा आम् आ आ अहं आ आम् आम् गन्तप्रकरणं कृदन्तप्रकरणं व्याकरणशास्त्रे बहु मुख्यानि अङ्गानि कलु अतः सर्वं कृदन्तप्रकरणं आवश्यम् इति वयं सर्वे सिद्धान्तानां निर्णयः विद्वाम्सान् अस्माद् कारणदेव आचार्यात् पादमादत्ते तस्मात् कारणात् पादं शिष्याशै दीयतां नन्तरं कर्तव्यं कलु तस्मादेव कृदन्तप्रकरणं सर्वं अवश्यम्

तथा आगच्छामि आगच्छामि आगच्छामि आगच्छामि तथा नूतन वर्षे किञ्चित् व्यत्यासः वर्तन्ते किमिति चेत् प्रति मासे सर्वेऽपि छात्राः चर्चां करणीयं गोष्ठिरूपेण तद् तत् चर्चायां अङ्कानामपि दीयतां हा वर्तन्ते वर्तन्ते अवश्यम् हा आन्तरिगङ्गा तदा च प्रति पक्षे भाषणं करणीयम् आम् आम् आम् आम् आम् षण् मासे प्रबन्धमपि अवश्यं किमर्थं चेत् एन् इ पि सिस्टम् एन् इ पि सिस्टम् संस्कृतविश्वविद्यालयेपि आगच्छति तस्मात् कारणात् तत् तस्य नियमानि अर्थव्यं न कलु आम् आम् आम् आम् आम् आम् धन्यवादाः धन्यवादाः